मम राजस्थानप्रदेशे यूवसमूहः शिक्षणम् उद्योगं नेतृत्वं प्राप्नोति यदि अत्र क्वापि समस्या भवति चेत् समस्या समाधानमपि करोति सामूहिकरूपेण वयमपि कुर्मः तत्र एकः अपरस्य सहकारमपि करोति एवं विधिना तेषां सर्वेषाम् अपि युवसमूहानां युवानां शिक्षणम् उद्योगम् एवञ्च नेतृत्वं सम्यक् रूपेण भवति अस्मिन् प्रदेशे शिक्षणस्य उत्तमाः संस्थाः अपि वर्तन्ते यथा टोङ्कमण्डले विद्यापीठमस्ति वनस्तली विद्यापीठमिति तत्र दशसहस्रं बालिकाः पठन्ति पठन्ति एवञ्च तत्र विविधाः छात्रावासाः सन्ति तत्र नानाविधसौविध्यानि सन्ति विश्वस्तरे सौविध्यानि अपि सन्ति एवञ्च विज्ञानविषयस्य अपि उत्तमसंस्थानानि अपि सन्ति एकस्य गणनायाः एकस्याः गणनायाः गणनायाः अत्र सूच्यते यत् सर्वाधिकाः विश्वविद्यालयाः राजस्थानप्रदेशे एव वर्तन्ते एवञ्च विश्वविद्यालये संख्यादृशा एषः प्रदेशः प्रथमायते अत्र सर्वेऽपि छात्राः विज्ञानविषयस्य ये चिकित्सकाः भवितुम् अर्हन्ति ते कोटामण्डलं प्राप्नुवन्ति तत्र प्रतियोगिता परीक्षायाः सज्जाम् अपि कुर्वन्ति एवम् आधुनिकपाठ्यक्रमेषु तकनिकीपाठ्यक्रमेषु प्राविधिकपाठ्यक्रमेषु उद्योगं प्राप्य अस्माकम् अस्य प्रदेशस्य न केवलं भारतदेशे अपि तु विदेशं गत्वा अपि कीर्तिपताकाम् उत्तोलयन्ति यत्र क्वापि यदि समस्या भवति चेत् प्रदेशवासियाः अस्माकं प्रदेशवास्तव्याः तेषां सर्वेषामपि यूनां समूहानां च समस्यायाः निराकारणं कुर्वन्ति एवं साहाय्यं कृत्वा तेभ्यः सर्वेभ्यः अपि सौविध्यं कल्पयन्ति बहुत जादा हो गया